भारतदेशे मुख्यानि तीर्थक्षेत्राणि बहूनि सन्ति भारतदेशः वास्तविकरुपेण तीर्थक्षेत्रमेव अस्य अस्य देशस्य प्रत्येक् प्रत्येकस्मिन् क्षेत्रे तीर्थं प्राप्यते मुख्यतया यदा चिन्तयामि राजस्थानप्रदेशे अजमेर्प्रा अजमेर्मण्डलस्य पार्श्वे अस्ति पुष्करमिति पुष्करराजः इति तत्र ब्रह्ममन्दिरमस्ति तत्र एकमेव ब्रह्ममन्दिरं सम्पूर्णविश्वे वयं जानीमः तस्य क्षेत्रस्य वैशिष्ट्यं किमिति तत्र बहुवारम् उत्सवाः भवन्ति एवञ्च मेलापकाः अपि भवन्ति बहुवारं वयं तत्र गच्छामः चेत् नानाविधसंस्कृतीनां दर्शनं भौ भवति तत्र बहवः पर्यटकाः अपि आगच्छन्ति वैदेशिकाः अपि आगच्छन्ति एवञ्च तत्र उत्सवः यदा भवति पुष्करे पुष्करराजमध्ये तदा छात्राः अपि शैक्षिक उत्सवं कर्तुं तत्र गच्छन्ति एवञ्च तत्रत्याः जनाः तेषां सर्वेषाम् अपि स्वागतमपि कुर्वन्ति